भारतीयसंस्कृतौ पारम्परिकनृत्यरूपाणां महत्त्वं किमर्थम् उत्तमः पारम्परिकः नर्तकः के भवितुं के गुणाः आवश्यकाः सन्ति भारतीयसंस्कृतौ नृत्यं रू नृत्यस्य महत्त्वं हा नृत्यं बहु गौरवः गौर नृत्यं प्रति बहु गौरवं यच्छन्ति पूर्वम् आसीत् यत् रङ्गप्रवेशं यदि कुर्मः चेत् तस्य बहु मौल्यमासीत् एषा रङ्गप्रवेशकर्त्री इति बहु किञ्चित् किमपि आसीत् तस्मिन् विषये किन्तु अधुना पश्यामश्चेत् अधुना परीक्षा लेखनीया एव यदि परीक्षां न लिखामः केवलं पठामश्चेत् तत्र तु गौरवमपि न लभ्यते पुनः तत्र आधारः अपि न भवति मया कृतं मया अधीतम् इत्यपि वक्तुम् आधारः अपि च न भवति तत्र के गुणाः भवेयुः नाम एवं नव रसाः नव रसाः इति न

रौद्रं क्रोधः करुण इत्यस्मिन् रसे रसाः भवेयुः पुनः तालं रागः इत्यस्मिन् विषये ज्ञानं भवेत् तर्हि इदमेव प्रमुखः गुणः वर्तते यदि इदं भवति चेत् सः समी समीचीनः नृ नर्तकः अथवा नर्तकी समीचीना नर्तकी इत्यपि वक्तुं शक्यते इति मे भाति अनन्तरम् अधुना महत्त्वं तादृशं किमपि नास्ति पूर्वे वैश्याः ये भवन्ति ते नृत्यं तावदेव कुर्वन्ति इति आसीत् किन्तु अधुना तु सर्वे अपि नृत्यं कुर्वन्ति नृत्ये कर्तुमपि इच्छन्ति नृत्यं नाम एव मनोरञ्जनं सन्तोषः इत्यर्थः ये कुर्वन्ति तेषामपि सन्तोषजनकं भवति ये पश्यन्ति तेषामपि सन्तोषजनकं नृत्यम्